मम राज्यस्य प्रसिद्धः कलाप्रकारः वर्तते यक्षगानम् यक्षगानम् इति नाम कुतः रात्रौ अयं कार्यक्रमः क्रियते इत्यतः एतस्य नाम यक्षगानम् इति वर्तते यक्षगाने केवलं नृत्यं न भवति यदि नृत्यं भवति चेत् तत्र केवलं नृत्यं गीतं भवति वेशभूषा भवितुमपि शक्यते नाटकञ्चेत् तत्र केवलं वार्तालापः गीतं भवितुं शक्नोति यदि गानं चेत् एकः गायति पृष्ठतः अन्ये वाद्यादिकं वादयन्ति परन्तु यक्षगानं नाम अत्र वाद्यमपि भवति गीतमपि भवति वार्तालापः अपि भवति पुनः नृत्यमपि भवति एते यक्षगानस्य सन्दर्भाः य ये भवन्ति ते महाभारतस्य वा भागवतस्य वा रामायणस्य वा भवन्ति इत्यतः एते अस्माकं संस्कृतेः रक्षणं कुर्वन्ति एव एतेषाम् एकं क्रमः भवति एते नान्दीतः आरभ्य अन्तिमे प्रशस्तिप्रदानपर्यन्तं क्रमतः क्रमत क्रमशः एव कुर्वन्ति